अन्य भाषाणां प्रयोगेण संस्कृत भाषायाः प्रयोगः प्रयोगं क्षीयमाणम् अस्ति इति वयं जानीमः यत् सर्वेऽपि जनाः चिन्तयन्ति यत् संस्कृतभाषा अर्चकाणां भाषा केवलं पूजनस्य भाषा वर्तते इति परं ते न जानन्ति यत् सर्वमपि ज्ञानं संस्कृते एव अस्ति इति विज्ञानं वा भवतु तान्त्रिकज्ञानं वा भवतु अभियान्त्रिकज्ञानं वा भवतु सर्वमपि संस्कृतभाषायामेव सन्ति यथा कालः क्षीयते तथैव अन्य भाषाणां प्रयोगेण संस्कृतभाषायाः क्षयः अभवत् अद्यत्वे अभिभावकाः एव न इच्छन्ति यतः मम पुत्रः संस्कृतं पठेत् इति अद्यत्वे किञ्चित् किञ्चित् नाम संस्कृतस्य पठनेन आरोग्यं वर्धते डैयाबिटिस् इत्यादिकं क्षीयते इति यदा वर्द् वदन्ति तदा किञ्चित् ते जनेषु संस्कृतं प्रति चैतन्यं दृश्यते परम् अधुनापि केचन एवम् अभिभावकाः सन्ति यत् मम पुत्रः संस्कृतं पठिष्यति चेत् किं वा उद्योगं प्राप्स्यति किं वा करिष्यति इति ते न जानन्ति यत् अमृता संस्कृतभाषा देवानां भाषा वर्तते यदि संस्कृतभाषा भाषां सः शिक्षते चेत् तस्य जीवनमेव सुशिक्षितं भवति इति जनाः न जानन्ति अतः संस्कृतभाषां ते न इच्छन्ति परं संस्कृतभाषां यदि सर्वेऽपि अद्धीष्यन्ते तर्हि अवश्यमेव अस्माकं देशस्य उन्नतिः भविष्यति इति अहं चिन्तयामि